आम् अस्माकं ग्रामे देहभारं वर्धितुं प्रयतमानां कृते किञ्चित् गृहोपचाराः सन्ति अस्माकं ग्रामे एव एक आयुर्वेदीया वैद्या वर्तते सा अस्य कृते सम्यक् औषधं च ददाति केवलम् औषधेन एव तस्य देहभारं वर्धयितुं न शक्यते अस्माकम् आहारः क्रम आहारस्य क्रमः अपि अत्र बहु मुख्यं वर्तते तद्विषयमपि सा वैद्या सम्यक् रूपेण पाठयति यदि आहारक्रमः सम्यक् भवति तदा एव अस्माकं शरीरमपि केवलं देहभारं तावदेव न श् शक्तमपि भवति इति तस्याः वचांसि मया बहुधा श्रुताः